अहं प्रकृतेः सौन्दर्यं गृहीतुम् इच्छामि तस्मिन् विषये वनजीवनस्य ग्रहणं रोचते वनचित्रकला अस्मान् अतीवमहत्ज्ञानं ददाति प्रायः वनचित्रकलाद्वारा वयं बहवः अज्ञाताः ज्ञानाः प्राप्नुमः अनेकाः पक्षिणः वृक्षाः अन्ये प्राणिनः सन्ति यत् अस्माकम् अज्ञातमस्ति अहं समुद्रस्य सूड्यस् सूर्यास्तमयस्य तडाकस्य च चित्राणि घृह्णामि अस्माकम् आरामः अपि भवति तदा च वयं बहु प्रसन्नाः भवेम प्रकृदिचित्रणस्य माध्यमेन वयं बहवः न्यूनता विषयाः ज्ञास्यामः अत एव प्रकृदिचित्रग्रहणं मम रोचते